हा नमो नमः किं चलति भोः पुस्तकालये के के ग्रन्थाः सन्ति बौद्धदर्शनस्य संस्कृत बौ संस्कृत संस्कृतबौद्धदर्शनस्य बहवः सन्ति

आर्यसङ्घस्य सर्वे ग्रन्थाः सन्ति न न महालयसूत्रालङ्कारः वर्तते न वा मध्यान् मध्यान्तविभागशास्त्रम् अस्ति किम् नास्ति बद्रियानस्य बद्रियानस्य ग्रन्थाः सन्ति किम् न न तत्तु हिन्दीमूलग्रन्थः मूलग्रन्थाः सन्ति न वा चर्याचर्यविनिश्यप्रवृत्तयः न सन्ति बुद्धयानस्य काचिद् पुत्रि पत्रिका आगच्छति शोधपत्रिका अत्र केन्द्रीय संस्कृत तिव्तिविश्वविद्यालयस्य आम् आम् आम् अन्ताराष्ट्रिय अन्ताराष्ट्रियपत्रिका एकापि नास्ति अथवा अस्ति एवम् अस्ति किम् एवं तर्हि किम् पालि पालि त्रिपिटकम् अस्ति न वा त्रिपिटिकस्य सर्वे ग्रन्थाः अच्छा ते एव सन्ति किन्तु तत्र तु नलन्दासंस्करणम् अस्ति न वा त्रिपिटकस्य नास्ति तर्हि कदा आगमिष्यति कस्मिन् विषये अच्छा तदेव वर्तते हा हा हा भोटमाध्यमस्य ग्रन्थाः सन्ति अत्र भोटि भाषायाम् केचन तिव्तिपाठमाला अस्ति अच्छा एवम् अस्ति अन्ये ग्रन्थाः न सन्ति अच्छा समीचीनं तर्हि तर्हि आगच्छ अवश्यम्